अस्माकं प्रदेशे द्वयोः वर्षयोः अथवा वर्षद्वये एकं विशिष्टं मारिकाम्बादेव्याः पर्व आचर्यते एतत् पर्व कर्नाटके एव अतीव बृहत् पर्व इति नाम्ना च प्रसिद्धं वर्तते अत्र यदा मार्च् मासे एतत् पर्व आचर्यते तदा विविध राज्येभ्यः देशेभ्यः अपि जनाः आगच्छन्ति मारिकाम्बा देवतायाः दर्शनं प्राप्नुवन्ति धन्यताञ्च अनुभवन्ति अस्मिन् समये अस्माकं पत्तने जनसम्मर्दः अधिकः भवति आपणानि अत्यधिकाः भवन्ति विद वि विध विध आपणेषु जनसम्मर्दः वस्तूनि क्रेतुम् उपधावन्ति अन्यत् च तेषां वासः भोजनादि व्यवस्था अपि अत्र देवालयपरतः कल्पयिष्यते यथा जनानां सम्मर्दः समयेषु या कापि हानिः न स्यात् तथा आरक्षकजनेभ्यः व्यवस्था अपि अत्र कल्पिता वर्तते लोकयानादीनाम् यथा सम्मर्दः न भवेत् तथा अपि नगरात् बहिः बहिः एव अटनार्थं व्यवस्था निर्मिता भवति कुत्रापि कापि समस्या न भवेत् अस्मिन् पर्वणि जनाः अत्यन्तं सन्तोषेण सौख्येन च भागं गृह्णीयात् तथा यादृशी आवश्यकताः आवश्यकाः सन्ति तेषां क उपकल्पना अत्र भविष्यति